अस्माकं प्रान्ते तावत् वैद्यकीयव्यवस्था सम्यक् एव वर्तते एवम् अस्माकं ग्रामस्य समीपे समीपे एव नगराणि अपि सन्ति तत्र वैद्यालयाः अधिकाः एवं सम्यक् चिकित्सां यच्छन्ति तादृशाः वैद्यालयाः एव वर्तन्ते इति कृत्वा सर्वेपि जनाः चिकित्सां प्राप्तुं शक्नुवन्ति एवं जनानुकूली एव चिकित्सा वर्तते तत्र मौल्यं धनमपि जनानुकूलमेव वर्तते इति कृत्वा सर्वेपि जनाः वैद्यालयम् गच्छति यदि रोगाः भवन्ति तर्हि सम्यक् एव चिकित्सां प्राप्य गुणमुखाः भवन्ति इति तु वर्तते